नमस्ते ओला केब् सेण्टर् वा अहं स्निता भवतः अटोयानं विश्वविद्यालयं गन्तुं पञ्जीकृतवती अहम् एकघण्टां यावत् अपेक्ष्यते इदानीं समयं पर्यन्तं भवान् न आगतवान् ततः भवान् पुनः अटोयानं प्रेषयतु नो चेत् भवतः पञ्जीकृतम् आटोयानं केन्शेल करोतु धन्यवादः